आम् महोदय अ अहं किं अस्ति एकं गृहम् आवश्यकमस्ति मम् कृते भवतः गृहे अस्ति वा

महोदय अहम् इदानीं किं अस्ति शास्त्री करोमि इतः अध्ययनं करोमि अतः तस्य कृते आवश्यकम् अस्ति मम गृहे गृहम् इदानीम् किम् नाम केन्द्रीय जय्पुरे तत्र आम् आम् तत्रैव अहम् अध्ययनं करोमि इदानीम् तर्हि तत्र

महोदय किञ्चित् न्यूनं भवितुम् अर्हति वा अष्टसहस्रम् अधिकं भवति मम कृते यतः अहं महोदय

आम् महोदय भवान् जानाति यदा कोऽपि विद्यार्थी न भवति तदा तु तस्य क्वचिद् धनम् अधिकं तु सम्यक् न भवति तथापि इतोऽपि यदि न्यूनं भविष्यति चेत् पञ्चसहस्रं मम कृते किं वदति

आम् आम् आम् अस्तु महोदय यदि भवान् कुर्वन् नियामा नियामावलिं मम दातुं शक्नोति चेत् सम्यक् भविष्यति तत् दृष्ट्वा अहं सम्यकतया तस्य दृष्ट्वा एवम्